आयुर्वेदः हितायुः अहितायुः दुःखायुः सुखायुः इति चतुर्धा विभक्तः आयुर्वेदः चरकसंहितायां विशेषेण उक्तमस्ति चरकसंहितायाम् उल्लिखितमस्ति आयुर्वेदविषये अथर्ववेदे अपि आयुर्वेदस्य अथर्ववेदे चतुर्थः वेदः आयुर्वेदः इत्यपि इतिहासे वर्तते प्रायः सहस्रवर्षात् पूर्वमेव बहु वर्षात् पूर्वं सहस्राध्यायिकवर्षात् पूर्वमेव आयुर्वेदस्य विषये लिखितं वर्तते तत्रापि चरकसंहितायां तद् विभज्य अस्ति आयुर्वेदः तिक्तम् आम्लं कटुः कषायः मधुरम् इति षड्धा विभक्ता वर्तते एतेन शरीरः निर्मितं भवति वातपित्तकफविभागत्वेन शरीरस्य केषाञ्चित्तु बाधः पुनः पित्तः भवति एतस्य समं कर्तुम् आयुर्वेदः समीचीनतया भवितुम् अर्हति आयुर्वेदः भारते आधिक्येन केरले अधिकम् अस्ति आयुर्वेदचिकित्सा तु सम्यक् केरलदेशे भवति तत्रापि पञ्चकर्मचिकित्सा विशेषेण तैलस्य बोडि मासजिङ्ग् इत्यादि इत्यादि बोडि मासजिङ्ग् तैललेपनम् इत्यादि आयुर्वेदे वर्तते आयुः सम्यक् भवेत् दीर्घकालम् आयुः सम्यक् रोगं विना दीर्घकालम् आयुः सम्यक् स्थापयतु आयुर्वेदेन आयुर्वेदं स्वीकरणेन आयुर्वेदे औषधं स्वीकरणेन अस्माकं शरीरं दृढं भवति विनारोगं बहुकालं जीवनं कर्तुं शक्यते आयुर्वेदं स्वीकरणेन तत्र तैलं शरीरं प्रति ह ह बाह्यादपि अन्तरादपि स्वीकर्तुं शक्यते बहुधा औषधानि लभ्यन्ते विशेषतः ज्वरस्य ह शिरोवेदना पादयोः वेदना इत्यादि बहुषु वेदनेषु सर्वस्यापि समस्यानिवारणार्थम् आयुर्वेद स्वीकरणेन अस्माकं शरीरः उत्तमः भवति शरीरदार्ढ्यार्थम् एतत् सर्वं समीचीनतया स्वीकुर्मः चेत् समीचीनतया प्राप्यते अतः आयुर्वेदः अस्माकम् दैनन्दिन जीवने ह विशेषेण अपेक्षितमेव तदर्थमपि सम्यक् आयुर्वेदस्य स्विकारः कुर्वन्ति चेत् दीर्घकालः आयुः भवति